हरिः ओम् शिक्षिके नमामि अहम् अनन्तस्य अनन्तस्य माता अस्तु अस्तु एवं वा अस्तु महान् सन्तोषः मा मातापितुः सन्तोषम् एवमेव सर्वदा शुभ शुभवार्तानि शृणोमि इत्येव अस्माकं सन्तोषः वदतु हा इदानीं युनिट् टेस्ट् अभवत् किल हा कथम् अङ्कान् प्राप्तवान् मम पुत्रः हो धन्यवादः धन्यवादः भवत्याः एफ़र्ट् स सर्वं भवती एवम् एवं भवती टी टीच् कृतवती बोधितवती भवती एवं वदतु अस् अस्तु अस्तु

एवं वा हा हा हा जानामि जानामि मम पुत्रः संस्कृतं बहु इच्छति अतः अहं सर्वदा वदामि एकसब्जेक्ट्मध्ये एवम् ए एकसब्जेक्ट्मध्ये मा भवतु सर्वं भवान् तत्र पठनीयम् इदानीं पठि बव् भवतः इदानीं पठनकालः पठितव्यम् इति क्रीडा क्रीडायां बहु इच्छा बहु तत्र आसक्तिः सर्वदा धन्यवादः धन्यवादः क्रीडा अपि आवश्यकता किल शरीरस्य विद्या कथमस्ति तथा क्रीडा अपि अवश्यकता एव हा हा हा एवं वा गृहपाठार्थं प्रेषयामि वा तत्र शालाया शालायामेव अधिकं बोधयति वा मम तु महान् सन्तोषः परन्तु पुत्रः मम वार्तामेव न श्रृणोति न श्रृणोति अस्माकं शिक्षिका एवमुक्तवती अहं तथा एव करोमि एवमुक्तवती अहम् एतदेव करोमि भवती किमपि पाठयतु किमपि मा बोधयतु इति वदति हो हा आम् अहम् अङ्गीकरोमि भवत्याः यद् वार्तां भवती सूचितवती अहं मनसा तदङ्गीकरोमि एवमेव करोमि इतः परम् एवमेव करोमि अनन्तरम् आङ्ग्लभाषायां कथम् अङ्कानि स्वीकृतवान् सम्यक् स्वीकृतवान् वा अस्तु अस्तु सन्तोषः धन्यवादः शिक्षिके धन्यवादः